हा हरिः ओम् हा हलो हलो इदम् बैसिकल् आय् आपणं वा सत्यं कलु मम कृते एकम् एकं बैसिकल् अपेक्षितमासीत् यानं द्विचक्रिकायानम् अपेक्षितमस्ति मम बजेट् अस्ति एकलक्षम्

मम कृते होण्डा कम्पनिमध्ये एकं यानम् अपेक्षितम् अस्ति

हा कथमस्ति तस्य मैलेज् इत्यादिकम्

वर्णः मम लैट् कलर्मध्ये अस्ति चेत् सम्यक् इति

हा अस्ति एकम् एकं शोरूम् अस्ति सत्यम् सेकेण्डेण्ड् चेत् कियद्भवति मौल्यं तस्य

हा हा हा एवं तस्य सर्विस् इत्यादिकम्

ओ फ़्रि सर्विस् कदा एकवारम् एकवारं वा एवम्

हा हा सि सि कियदस्ति तस्य बैक् यानस्य वन् ट्वेण्टि सि सि वा

हाहा हा हा वन् फ़िफ़्टि सि सि यानस्य वा हाहा कियद्भवति तस्य सार्धैकलक्षं वा एवम्

नास्ति आम् एवं हा इञ्जिन् सर्वं पर्फ़ोमेन्स् सर्वं सम्यगस्ति वा

हा हा हा हा ट्याङ्क् कियदस्ति तस्य लिटर् एवम् अस्तु आम् स्वीकरोमि दिनद्वये आगत्य पुनः अस्तु अस्तु